तत्र किं भवति उसा भवतु ओरियण्ड् भवतु फिलिप्स् भवतु परन्तु अहं हावेल्स् फ़ेन् यत् नीतं तत्तु बहु समीचीनम् इत्युक्ते तत्र सौण्ड् किमपि नास्ति सौण्ड्लेस् सुन्दरः तत्र पवनः वहति आनन्दः अनुभवामि इत्युक्ते तत्र हावेल्स् फ़ेन्स् अति उत्तमः इति अहम्

न खलु मम कृते अपि च अन्येषां कृते अपि समीचीनं भविष्यति इति मन्ये धन्यवादाः